अन्यभाषातः संस्कृतं प्रति भाषान्तरं तु कृतमस्ति तद्विरुद्धः तु इदानीं पर्यन्तं प्रयत्नः न कृतः करोमि अग्रे किन्तु अन्यभाषातः यथा मराठीभाषा अस्ति अहं महाराष्ट्रप्रदेशे निवसामि नाग्पुरे तर्हि मराठीभाषातः लघुनाटकानि यानि सन्ति वा एकाङ्किका यदि वयं वदामः वन् एक्ट् प्ले तादृशः विनोदः प्रचुरः वन् एक्ट् प्ले मराठिमाध्यमेन यत् सः आसीत् तस्य संस्कृतमध्ये मया भाषान्तरं भाषान्तरं कृतः अस्ति तस्य तानि यत्र स्पर्धा भवति राज्यस्तरीयस्पर्धा भवति तर्हि राज्यस्तरः स्तरीयस्पर्धा मध्ये तस्य लघुनाटिकायाः एकाङ्किकायाः मञ्चमपि अभवत् तर्हि तत् समाधानम् एकं भिन्नमेव अस्ति तर्हि तादृशानां लघुनाटकानां भाषान्तरः मया कृतः तत् बहु उत्तमः अनुभवः अस्ति तं तदा वयं स्वयम् अनुभवामः तद् या विनोदनिर्मितः प्रादेशिकं भाषामध्ये भवति तस्य उत्तमतया विनोदनं निर्मितं वयं संस्कृतमध्ये अपि कर्तुं शक्नुमः तादृशः एव जनाः वदन्ति तत् प्रतिभाषायाः मौल्यं भिन्नमेव अस्ति किन्तु मराठीभाषातः मया संस्कृतमध्ये भाषान्तरणं कृता अस्ति तर्हि तस्य

उक्तवन्तः तेषां सर्वेषां ये दृष्टवन्तः तेषां कथनमासीत् तद् उत्तमं तत् सर्वम् अभवत् इति तर्हि तदपि समाधानमेकं भिन्नम् अस्ति तर्हि उत्तमः अनुभवः अस्ति तद्विषयः सम्यक् सम्यक् विषये